हरि ओम्

तत्र तण्डुलस्य मौल्यानि कियत् वर्तन्ते के के सन्ति तत्र तस्य मौल्यम् कियत्

किं किम् उष्मतण्डुलं तस्य किं वैशिष्ट्यम् न न न

ओ हो एतादृशं किम् न मया ज्ञातम् आसीत् भवतु अत्र रक्ततण्डुलम् अवश्यं द्वि क्विण्टाल्

एक

अति जातम् इति अत्र तत्तु नवशताधिकपञ्चसहस्रं वर्तते अन्यत्र

भवतु भवतु अपि च बास्मती तण्डुलस्य किं कियत् मौल्यम् अयो अयो अति अति अति जातं द्वादशसहस्रं किम् भवतु तस्य मूल्यम् अन्यत्र तु पञ्चशतधिकदशसहस्रम् इति कथयन्ति अन्ये

भवतु भवतु तद् तदपि द्वि क्विण्टाल् मम वाञ्चितं वर्तते अपि च लघुतण्डुलं कियत् वर्तते मौल्यम् ओ सप्तसहस्रम् पञ्चसहस्रम् इति मया श्रूयते अति जातम्

हाँ आगच्छामि आगच्छामि भवतु परिमलतण्डुलं कथं वर्तते तस्य कियत् मौल्यम्

ओ ओ भवतु एतत् सर्वं मया भवती प्रेषयतु सेम्पल् पश्यामि तावत यत् किञ्चित् मां मम वाञ्छितं तदेव अहम् आर्डर् करोमि हाँम् हाँ हाँ धन्यवादाः